पाकविषये जानामि नाम अहं स्वयं कृत्वा भोजनं कर्तुं समर्थः यतोहि अहं बहिरन्नं न स्वीकरोमि इति कारणेन अहं विशिष्य प्रयोगम् इत्यादि आहारविषये पाकविषये न कृतवान् अनन्तरं तत्र यूट्युब् मध्ये इत्यादि अपि न स्थापितवान्